संस्कृतरूपकेषु अन्यतमं प्रधानं रुपकं भवति अभिज्ञानशाकुन्तलम् अभिज्ञानशाकुन्तलम् इति रूपकं महाकाविकालिदासेन रचितं तत्र नायकः तु दुष्यन्तः नायिका शकुन्तला मुख्यः रसः तु शृङ्गारः तत्र तु सप्त अङ्काः तु सन्ति अभिज्ञानशाकुन्तलम् एते रूपके महाकविकालिदासः शकुन्तला दुष्यन्तः प्रेमाकथा अतीवसुन्दररूपेण तु लिखितवान् तत्र अभिज्ञानशाकुन्तलाम् एते नाटकस्य चतुर्थः अङ्कः तु अतिप्रसिद्धम् अस्ति चतुर्थ अङ्कस्य विषये पण्डिताः तु वदन्ति काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला तथापि तत्र चतुर्थोङ्कः तत्र श्लोकचतुष्टयम्